इलेक्शन् कालः सत्यं वदामः चेत् तत्काले सर्वत्र कष्टमेव अनुभूयते आधिक्येन कुत्र कुत्र कष्टमनुभूयते इति वदामि

तु बहु कष्टम् अनुभूयते सर्वत्र पुलिस् कर्मिणः भवन्ति सर्वत्र पश्यन्तः भवन्ति किं क्रियते कः गच्छति रात्रौ अपि कुत्रपि गन्तुं न शक्यते

नगरेषु अपि आपणानि काले एव पिधानं क्रियते एवं रूपेण मया कश्चन क्लेशः अनुभूतः यतो हि एकः क्लि कः क्लेशः इत्युक्ते मम ग्रामः बिहारप्रदेशः अत्र अहं बेङ्गलूर् नगरे अस्मि इदानिम् वोट् दातव्यं चेत् मया मम ग्रामं प्रति गन्तव्यम् इतः मम ग्रामः ग्रामं प्रति गन्तुं दिनचतुष्टयम् अपेक्षितम् चतुस्सहस्रं किलोमीटर् वर्तते मम ग्रामः इति अतः तावद् तावद् दूरं मया गन्तव्यम् इत्येवं रूपेण बहुक्लेशः अनुभूयते पुनः गमनागमने बहु क्लेशः भवति घर्मः महान् घर्मः स्थानमपि न प्राप्यते ट्रेन् मध्ये परन्तु गान् वोट् दातव्यम् इति कृत्वा गन्तव्यमेव इत्थं रूपेण कष्टः अपि अनुभूयते एव विशेषेण मया गमनागमने एव क्लेष्टः क्लेशः अनुभूतः